मम प्रान्ते सामान्यगृहस्य व्यवस्था अस्ति मम प्रान्ते एकस्मिन् गृहे चत्वारि पञ्च तथा तस्याधिकजनाः अपि निवसन्ति साधारणतः परिवारपोषणं पिता एव करोति एवं च माता शिशूनां पालनपोषणं करोति यदा एका व्यक्तिः गृहनिर्माणं कर्तुम् इच्छति तदा सा एकां भूमिं क्रीत्वा गृहनिर्माणं करोति यदि तस्य पार्श्वे भूमिः अस्ति तर्हि सः स्वस्य भूमौ माध्यमेन गृहनिर्माणं करोति एकस्य लघुगृहस्य भाटकं साधारणतः चतुस्सहस्रम् अस्ति एवं च ये च शिक्षणार्थं कार्यार्थं च मम प्रान्त्यम् आगच्छत् आगच्छन्ति तेभ्यः तत्र आवश्यकपरिमाणेन गृहाणि उपलभ्यन्ते तेषां कृते मम प्रान्ते एकम् अतिथिगृहमस्ति एवं च तेषां कृते सर्वेषां पदार्थस्य आयोजनं तत्रैव भवति